जन्वरीमासस्य एकादशदिनाङ्कः मह्यं रोचते एवं फ़र्वरीमासस्य अपि प्रथमः दिनाङ्कः मह्यं रोचते मार्चमासस्य अपि पञ्चदशदिनाङ्कः मह्यं रोचते एवञ्च अप्रेलमासस्य प्रथमदिनाङ्कः मह्यं रोचते कारणं किं सर्वे अपि जनाः अप्रेल् फ़ूल् इति कुर्वन्ति एवं मेमासस्य अपि एकादसदिनाङ्कः मह्यं रोचते